अहं शिक्षा ऋणस्य विषये न जानामि अपि च मद् ज्ञाताः केऽपि शिक्षा ऋणं न स्वीकृतवन्तः सन्ति किन्तु एतावत् जानामि शिक्षा ऋणकारणात् ये निर्धनिकाः सन्ति तेभ्यः सहायः भवति इति यदि शिक्षा ऋणं प्राप्यते तेन ते अध्ययनं कृत्वा स्वमार्गे गन्तुं शक्नुवन्ति आत्मनिर्भराः भवितुम् अर्हन्ति इदमेव आशयं आशयम् उररीकृत्य अस्माकं सर्वकारः देशस्य वृद्धिम् इच्छति अतः शिक्षा ऋणं यदि प्राप्यते तर्हि सर्वेपि ये ये निर्धनिकाः सन्ति ते अपि शिक्षां प्राप्न् प्राप्नोतुं शक्नुवन्ति अपि च अस्माकं देशस्य देशे शिक्षिताः अपि वर्धन्ते इति सन्तोषकरविषयः